अस्माकं ग्रामे सर्वकारीय वैद्यालय व्यवस्था वर्तते तत्र विद्यमानाः स्थानीयाः सर्वे अपि सर्वकारीय वैद्यालये दर्शयन्ति केचन सधनिनः तत्र प्रावेट् हास्पिटल् इत्या इत्यादिषु गच्छन्ति तत्र

रोगाणां कृते व्यवस्था कृता वर्तते स्केनिङ्ग् व्यवस्था कृता वर्तते पुनः सर्जरी इत्याधिकं कर्तव्यं चेत् अन्यत्र गन्तव्यं भवति

पुनः गर्भिणी महिलाभ्यः अपि तत्र उत्तमव्यवस्था परिकल्पिता वर्तते सर्वे जनाः अपि स्थानीयजनाः अपि

तत्र उपयोगं प्राप्तुं शक् शक्नुवन्ति तत्र कोविड् समये सर्वे सर्वेभ्यः अपि वैद्याः ग्रामं प्रति आगत्य लसिकां दत्तवन्तः